मम ग्रामः होन्नावरप्रदेशस्य कर्कि इति स्थानं तत्र भजनामण्डली मण्डली इति भवति सर्वाः निकटस्थाः सर्वाः स्त्रियः मङ्गलवासरे शनिवासरे अथवा कदाचित् पर्वदिनेषु एवं मिलित्वा ते भजनं कर्तुमिच्छन्ति भजनं कृत्वा किं भवति इत्युक्ते समाजे तस्य महान् परिणामः भवति समाजे यदा परिणामः भवति तदानीं भजनस्य भजनाकार्यस्य देवस्य प्रीतिः लाभः इति एकम् अनन्तरम् एवं समाजे परिणामः इति द्वितीयम् अतः सर्वाः स्त्रियः देव देवालयेषु अथवा कस्यचिद् यदि गृहं बृहदस्ति तस्मिन् अङ्गणे एवं ते सम्भूय विष्णोः गणपतेः भगवत्याः एवं विविधान् देवान् उद्दिश्य ते भजनं गायन्ति तत्र आधिक्येन स्त्रियः भवन्ति इति कृत्वा सङ्गीतवाद्यं किञ्चिद् न्यूनं भवति कदाचित् वीणावाद्यं भवति अनन्तरं कदाचित् पुरुषाः अपि तत्र सहायं कुर्वन्ति तबला वाद्यं वादयन्ति कदाचित् मृदङ्गं कदाचित् वेणुवादनम् इत्येवं यत्र यत्र तादृशकार्याणि भवन्ति इत्युक्ते वाद्यानि भवन्ति तत्र यदा भजनं कुर्वन्ति तदानीं तस्य महान् परिणामः भविष्यति एवं सर्वे अत्र हा यदि गच्छन्ति तर्ही स् न केवलं स्त्रियः अपि तु पुरुषाः अपि तदानीं समाजे कश्चन परिणामो भवति स्वीयं मनः तो तुष्टं भवति अतः अहं तु वदामि सर्वेऽपि एतादृशकार्यक्रमेषु गच्छेयुः इति